मम समुदाये विवाहः प्राचीनकाले समये कथा आ आसीत् तथा एव इदानीं समयः अपि क्रियते युवकः युवती सर्वे सम्यक् पठित्वा उद्योगं कृतवन्ति अनन्तरम् एव तयार सन्ति विवा विव् विवाहः वि विवाहः वि विवाहः का कार्य विवाहकार्यार्थं त तयार सन्ति वरदक्षिणा इदानीं समये नास्ति तत्र एवम् दिनत्रयं विवाहाः सन्ति उत्तमभोजनाः मधुराणि सह विवाहः बहु सम्यक् चलति